अस्माकं क्षेत्रे काचित् दुर्घटना समृत्ता चेत् आरक्षकाः साक्षात् तत्प्रदेशं गत्वा किं जातम् इति सम्यक् ज्ञात्वा ते तत् केस् कुर्वन्ति तेषाम् आरक्षक ठाणौ एवं यदि एतादृशं बहु भवति तर्हि ते गृहेषु गृहेषु गत्वा ते आदौ एव विषयम् उपस्थापयन्ति एवं जायमानमस्ति अतः भवन्तः जागृताः भवन्तु इति आदौ एव अस्मान् बोधयन्ति अतः कृत्वा यदि दोषः भवति तर्हि अस्माभिः जागरुकता जागरुकतया भाव्यम् इत्यादिकं ते वदन्ति तेन वयमपि जागृताः भवामः तेन अग्रे दुर्घटना न भवति यदि कश्चन अपराधं करोति तर्हि साक्षात् सं आरक्षकाः किं तं बन्धयित्वा तेषां गृहं नयन्ति एवं ते आरक्षकाः अस्मान् रक्षन्ति दुर्जनेभ्यः जनानां रक्षणस्य विषये कश्चन मम सलहा वर्तते यदि एवं यदि दुर्घटना स संजायमाना वर्तते तर्हि ते ध्वनिवर्धकं गृहीत्वा सर्वत्र ग्रामेषु अटेयुः अटित्वा तत्र ध्वनिवर्धकेषु कः एवं कः विषयः अस्ति इत्यादिकं ते ध्वनिवर्धके वदेयुः एवम् एवं करणेन जनेषु जागरणं भवति यदि जागरणं भवति ते तेषां संसारं यदस्ति तत् पश्यन्तः जागरूकाः भवन्ति तेषां क्लेशाय न भवति यदि क्लेशः भवति तेभ्यः एवं यदि दुर्घटना भवति तेषां संसारेव तर्हि अन्ये अन्यत्र परिसरेषु अपि तत् सम्यक् न भवति अतः कृत्वा यदि दुर्घटना सञ्जायमाना वर्तते तर्हि आरक्षकाः ध्वनिवर्धकं गृहीत्वा सर्वत्र अटेयुः तं विषयं सर्वत्र जनेषु जनानां मध्ये ते जनानां मध्ये ते किं कुरु नाम वदेयुः एवं जायमानमस्ति अतः भवन्तः जागरूकाः भवन् जागरूकाः भवन्तु इत्यादिकं तेन ते जनाः जागरूकाः जागरूकाः भूत्वा अन्यान् अपि रक्षयितुं पालयन्ति पारयन्ति